श्रीमद्रामायणम् आदिकाव्यम् रामायणे सप्तकाण्डाः सन्ति बालकाण्डः अयोध्याकाण्डः अरण्यकाण्डः किष्किन्दाकाण्डः सुन्दरकाण्डः युद्धकाण्डः उत्तरकाण्डश्च बालकाण्डे दशरथस्य पुत्रकामेष्टियागाद् आरभ्य रामादिभ्रातॄणां विवाहपर्यन्तं वर्णना दृश्यते विवाहात् परम् अयोध्यां प्रति पुनरागच्छन्ति ततः अयोध्याकाण्डस्य आरम्भः कैकेय्याः वरप्रदानं रामस्य चतुर्दशवर्षं यावत् वनगमनार्थं प्रस्थानम् अयोध्याकाण्डे वर्णितम् अरण्यकाण्डे रामलक्षणसीतायाः अरण्यजीवनं सीतापहरणं च वर्णितम् एवं किष्किन्दाकाण्डे वालिमरणं सुग्रीवेन सह मित्रता इत्यादि विषयाः वर्णिताः सन्ति सुन्दरकाण्डे सुन्दरः आञ्जनेयः तस्यैव वर्णना चेष्टा साहसाधिकं लङ्कां प्रति गमनं लङ्कादहनम् इत्यादिकं वर्णितम् युद्धकाण्डे रामरावणयोर्युद्धमेव वर्णितम् अग्रे उत्तरकाण्डे रामस्य अयोध्यापरिपालनं लवकुशादि जननं सीतायाः पुनः भूगर्भगमनम् इत्यादिकं वर्णितम् एवं रामायणस्य काण्डाणां स्थूलं परिचयम्